नमस्ते स्विगी अहं हर्षिता रेश्टोरेण्ट् तः आर्डर् कृतं मुमोस् समोसा बर्गर् परम् अधुना पर्यन्तमपि मम आर्डर् न आगता अहं बुभुक्षितास्मि अ यदि भवान् न दातुं समर्थः तर्हि मम धनं प्रत्यर्पयतु